मम आसक्तिविषये एव अस्ति पाकः तत्र पाकेऽपि व्यञ्जनानां पाककरणे मम अनुभवः बहु अस्ति अहं सर्वस्य व्यञ्जनस्य रुचिं प्राप्तुम् अहं बहु इच्छामि तद् कर्तुम् इष्टमपि अस्ति तथा कष्टमपि अस्ति एवमेव एकदा चिन्त्य व्यञ्जनं कर्तुं नैव शक्यते किमर्थं नाम व्यञ्जनार्थं वह्निः कथं भवेत् तत्र पदार्थाः कीदृशाः भवेयुः इत्यादिकम् एकदा चिन्त्य यदि व्यञ्जनं क्रियते तर्हि व्यञ्जनस्य रुचिं ये पश्यन्ति ते व्यञ्जनस्य विषये आसक्तिं प्रदर्शयन्ति अपि च व्यञ्जनं कर्तुं ते आसक्ताः भवन्ति तथा सर्वेऽपि व्यञ्जनस्य विषये जानन्ति इति नास्ति ते तेषां गृहे सर्वदा अन्नं क्वथितः सारः इत्यादिकमेव कुर्वन्ति क्वथितं नैव कुर्तन्ति यदि व्यञ्जनं कुर्वन्ति तदा व्यञ्जनस्य रुचिं यदा प्राप्नुवन्ति ते तदा तेषां रुचिः भिन्ना एव भवति फनसफलस्य व्यञ्जनं व्यञ्जनं यदि क्रियते तद् बहु सम्यक् आगच्छति किञ्चित् कटुः अधिकः भवेत् तद् अन्नस्य किञ्चित् मिश्रणं कृत्वा यदि खाद्यते तर्हि बहु सम्यक् रुचिः प्राप्यते इति